यदि अहं दीर्घ बैकिङ्ग् प्रवासार्थं गच्छामि चेत् तत्र आदौ पश्यामि मम क्षमता वर्तते वा बैक् चालयतुम् इति तर्हि यदि नास्ति चेत् अहं तस्य प्राक्टिस् कृत्वा गच्छामि यत्र मया गन्तव्यम् अस्ति तत्र पेट्रोल् पम्प् इति कुत्र उपलभ्यते तत् सर्वं दृष्ट्वा अहं गच्छामि एवं एवञ्च यदि तत् प्रवासे निवासस्य यदि अवश्यकता भवति चेत् टेण्ट् इत्य टेण्ट् इति स्वीकृत्य एवञ्च तेन सह काष्ठादिकं स्वीकृत्य अहं तत्र गच्छामि एवञ्च भोजनार्थं यत् यदि तत्र न लभ्यते चेत् मम समीपे अपि सर्वं भवेत् यत्किमपि भोजनावश्यकम् वा आवश्यकानि वस्तूनि तत् सर्वं भवेत् इति सर्वं दृष्ट्वा अहं तत्र गच्छामि स्वापार्थं यत्किमपि अपेक्षितं तस्य तदपि स्वीकृत्य अहं गच्छामि जल जलम् इत्यादिकं सर्वं स्वीकृत्य इति